मदधीते दर्शने चत्वारि प्रमाणानि स्वीक्रियन्ते तानि च प्रत्यक्षम् अनुमानं शब्दः उपमानम् इति तत्र चत्वारि अपि प्रमाणानि अस्माकं बोधप्रदानि सन्ति तेषां प्रमाणानाम् अस्माभिः प्रति प्रतिदिनं ज्ञानं लब्धुं शक्यते यथा प्रत्यक्षप्रमाणं यस्यकस्यचित् वस्तुनः दर्शने अस्माभिः प्रतिदिनं द्रष्टुं शक्यते तत्र प्रत्यक्षं नाम केवलं चक्षुषा दर्शनमेव न किन्तु घ्राणेन जिह्वया एवम् चर्मणा तथा चक्षुषा शब्देन च एवं रूपेण पञ्चेन्द्रियाण्यपि प्रत्यक्षरूपम् प्रमाणं गृहीत्वा प्रत्यक्षं वस्तुजातं गृह्णन्ति इति तत्र विशेषः अनुमानमपि तादृशमेव येन अनुमानेन वस्तूनाम् अनुमितिः भवति अनुमितिकरणम् अनुमानमित्यपि अस्माभिः उच्यते तथैव सादृश्यज्ञानम् उपमितिः इति उपमानप्रमाणम् अस्माभिः अङ्गीक्रियते तथैव शब्दः नाम आप्तवाक्यं शब्दः तत्र आप्तः यः यथार्थवक्ता अस्ति तस्य ये शब्दाः अर्थात् यानि वाक्यानि सः यद् वदति तत् प्रामाणिकम् इति अङ्गीक्रियते इत्येवं चत्वारि प्रमाणानि मम दर्शने स्वीक्रियन्ते